अल्टिमेट् फ्रिस्बी इति या क्रीडा उक्ता मया तत्र ग्रामीणजनानां कृते अपि अस्माभिः वर्क्शाप्स् आयोजिताः अतः ते सर्वे तत्र भागम् ऊढ्वा बहु आनन्दं प्राप्नुवन्तः नन्दिताः ते जनाः पुनः पुनः तत्र आगमिष्यन्ति बालाः क्रीडन्ति बालानां स्वास्थ्यवर्धनं सामूहिक ऐक्यं सर्वं क्रीडया भविष्यति सर्वे परस्परं स्व स्व सामाजिकस्थरं विस्मृत्य आनन्देन क्रीडन्ति अतः तथा क्रीडितव्यम्